वेदोक्तकर्मसु बहु निष्ठा अपेक्षिता भवति जनानां इदानीं समयः अपि न्यूनः अस्ति कर्मव्यापृतिकारणतः अन्यान्य स्व उद्योगकारणतः वा वेद वेदोक्तकर्मणां कृते समयं दातुं जनाः न शक्नुवन्ति अतः सद्यः काले वेदोक्तकर्मणामनुष्ठानं बहु दुष्करः इत्यभिप्रायः श्रूयते अपि च द्रव्यसामग्रीः कालः इत्यादि विषयेपि शास्त्रोक्तरीत्या शुद्धता स्वच्छता लभ्यता इत्यादिकं न भवति अतः वेदोक्तकर्मणां शास्त्रोक्तरीत्या अनुष्ठानं कर्तुं बहु श्रद्धा समयश्च अपेक्षितः भवति